नमस्ते हा वदन्तु महोदय

भवतां नाम अहं ज्ञातुं शक्नोमि वा

आम् अस्तु

महोदय भवतां प्रकोष्ठस्य सङ्ख्या वक्तुं शक्नोति वा शक्यते वा अहं तत्र हा हा दश इति अस्ति वा अस्तु अस्तु हा काः समस्याः अनुभूताः महोदय

आमाम् अस्तु

महोदय अत्र इदानीं महोदय अत्र किं जातमस्ति इत्युक्तौ बहिः वृष्टिकालः इति कृत्वा अनेके वृक्षाः पतिताः सन्ति अतः विद्युत् किं वक्तव्यं विद्युत् क्लेशः अस्ति विद्युत् नागच्छति वयं जनरेटर् हा आमाम् आम् आम् आमाम् अस्ति विद्युज्जनकः अस्ति अस्ति अस्ति तादृशव्यवस्था अस्ति विद्युज्जनकः अस्ति परन्तु तत्र इन्धनं नासीत् का इति कारणात् एवं क्लेशः जातः अस्ति इन्धनमानीतमस्ति इदानीं पञ्चसु निमेषेषु एव विद्युदागच्छति तदनन्तरम् उष्णजलमपि वयं प्रदास्यामः क्लेशः नास्ति तत्र भवतां स्नानार्थं एवम् आहार आम् आं सत्यम् वयं वयं बाह्यतः एव उष्णजलं व्यवस्थापयामः क्लेशः नास्ति बाह्यतः भवतां यदा यदा अपेक्षा भवति तदा तदा एव वयं व्यवस्थापयामः आं महोदय सर्वदा भवेत् परन्तु अत्र आं सत्यं सत्यम् आं सत्यम्

सत्यम् अहं सर्वं व्यवस्थापयामि महोदय आम् आम् आं सत्यं सत्यं यज्जातमस्ति तद्विषये क्ष क्षमा भवतु वयं क्षम्यतामिति प्रार्थयामः इतः परम् अयं दोषः यथा न स्यात् तथा वयं व्यवहा व्यवहर्तुम् इच्छामः अतः कृपया अन्यथा न भावयन्तु आं सत्यं सत्यम् अस्तु आमां सत्यं सत्यं दोषः हा आमाम् इदानीमेव अहं सर्वं व्यवस्थापयामि महोदय क्षम्यताम् अस्तु आमां महोदय इदानीमेव व्यवस्थापयामि आम् आम् हा नमस्ते